अहं जेनकुल्ल अपाट्मेण्ट्तः वदन् अस्मि एतत् नलपाकभोजनालयः खलु मया इड्ली पूरी चपाती अनन्तरं पुरीका पुरिका सह व्यञ्जनं सारः सर्वम् अपेक्षं अपेक्षा वर्तते शीघ्राति शीघ्रं ततः अवश्यं प्रेशयन्तु